अस्माकं प्रदेशे कृषकाः सन्ति कृषिकार्यं कर्तुम् उत्सुकाः सन्ति चेत् अत्र आगन्तुं भवन्तः आगन्तुं साध्यं तत्र जनाः न सन्ति कार्यकरणे तदा एतादृशरूप रूपेण जनाः मिलन्ति चेत् उत्तमरीत्या कृषिकार्यं कर्तुं शक्नुमः कालान्तरे कथं विकासं भवति चेत् उत्तमकृषिकार्यं निर्माण निर्माय तदनन्तरं तत्र उत्तमरीत्या धनसंग्रहं कर्तुं शक्नुमः तत्तु तत्र एकम् उपायः अपेक्षते अनन्तरम् आनूकूल्यं च कथम् अस्ति आनूकूल्यम् इदानीं सामान्यतया सामान्यतया कर्तुं शक्नुवन्ति तत्र महान् रूपेण कर्तुं तत्र जनाः अपेक्षन्ते धनमपि अपेक्षन्ते